हरिः ओम् नमस्ते अहं एर्पोर्ट् गन्तुम् इच्छामि सार्ध द्वादशवादने मम फ़्लैट् अस्ति विमानयानम् अस्ति तत् कारणे अहं सार्धदशवादने एव भवन् भवन्तः क् यानं य स्वीकर्तुम् इच्छामि अवैलेबल् अस्ति वा इति कृपया वदतु मम लोकेशन् कालपट्टिमध्ये नेहरूनगरम् इति अस्ति धन्यवादः